एकं दिनम् अहं ग्रामं गतवति ग्रामतः उडूपि मध्ये आगतवती तदा रात्रौ दशवादनम् अभवत् त्रीचक्रिकायाम् उडूपि तः दोड्नगुड्डे पर्यन्तम् अहं रात्रौ दशवादने आगतवती त्रीचक्रिकायाः चालकः बहु उत्तमः आसीत् दुर्वर्तनं न कृतवान् मानवीयः स्वभावः आसीत् सुरक्षितया मम गृहपर्यन्तं प्राप्य गतवान् न्युनातिन्यूनं धनं स्वीकृतवान् रात्रौ दशवादनानन्तरे इदानीं वयं वन् टू डबल् इति सः किमपि न उक्तवान् अतः न्यूनं दनम् एव स्यू स्वीकृतवान् रात्रौ इति चिन्तयित्वा अधिकं धनम् अपि न स्वीकृतवान् बहु उत्तमः चालकः अस्ति चेत् महिलानां कृते चिन्ता न भवति अपि कार्यं कर्तुं सम्यक् भवति